युवानः अपि सांस्कृतिक आचरणेषु श्रद्धया भागं वहन्ति एषां गृहे ज्येष्ठाः लघुवयसी एव सम्यक्तया सांस्का संस्कारं प्रयच्छन्तः पर्वा पर्वादीनां विषये महत्वं ज्ञापायन्तः भवन्ति ते युवानः अधुना अपि सांस्कृतिक आचरणेषु श्रद्धया भागं वहन्ति सामान्यतया सांस्कृतिकविषयेषु युवानां निरुत्साहः न्यूनः इति मम अभिप्रायः